हरि ओं श्रूयते वा आम् आम् वदन्तु

हरिं श्रूयते वा श्रूयते अहं भवतः कथं सहायं कर्तुं शक्नोमि आम् आम् आम् अस्ति भवन्तः भवत्याः मूलभूताः धनं कियत् पश्यन्ति मूल्यं तत्र तु जि पि तत् अनुसृत्य तत्र मूल्यं न्यूनं भवति इदानीं सिक्स्टीन् जि पि सिक्स्टि फो़र् जि पि वन् ट्वेन्टि एय्ट् जि पि एवं भवति तत्र जि पि अनुसृत्य मूल्यं न्यूनं भवति इदानीं वन् टोण्टी एय्ट् जि पि आवश्यकं तत् वन् प्लस् मोबैल् आवश्यकं दूरवाणी आवश्यकं चेत् नैन्टि तौज़न्ड् भव भवति आम् वन् टोन्टि नैन्टि तौज़न्ड् नैन्टि तौज़न्ड् तत्र डिस्कौण्ट् तद्भवति डिस्कौण्ट् सर्वं विहाय तत्र सवण्टि फै़व् तौज़न्ड् भवति

अस्ति आम् अनन्तरं तत्र ट्वेण्टि फ़ोर् वन् ट्वेण्टि फ़ोर् जि पि इत्युक्ते एय्ट् जि पि रेम् भवति भवता भवत्याः आगन्तुं शक्यते खलु नो चेत् आन्लैन् द्वारा

अस्ति अस्ति तत् सर्वम् अवैलबल् अस्ति